वेदव्यासः वेदस्य कर्ता तत्र वेदाः चतुर्धा विभक्ताः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः इति वेदव्यासः आचार्यः वेदव्यासः वेदस्य सर्वेषां शाखानां सङ्ग्रहणं कृत्वा तदनन्तरं ऋग्वेदे एतावन्तः शाखाः यजुर्वेदे एतावन्तः शाखाः सामवेदे एतावन्तः शाखाः अथर्ववेदे एतावन्तः शाखाः भवेयुः इत्येवं रूपेण विभज्य वे ऋग्वेदशास् ऋग्वेदम् एकं शिष्यम् यजुर्वेदम् एकं शिष्यम् अथर्ववेदम् एकं शिष्यं सामवेदम् अथर्व सामवेदम् एकं शिष्यम् एवं प्रत्येकं शास् प्रत्येकं वेदमपि शिष्याय दत्वा वेदचतुष्टयस्यापि रक्षणम् कृतवान् एतेन अग्रे सर्वेषां जीवानामपि वेदस्य यथा अवगमनं स्यात् यथा वेदः स्मृतिपथे भवेत् तथा कृतवान् तत्र पुराणेषु अपि वेदस्य कथारूपेण निबन्धनं कृतवान् इत्येवम् वेदव्यासस्य योगदानं वेदे वर्तते तस्य शिष्याः अपि सम्पूर्णम् वेदभागं कण्ठपाठं कृत्वा तेषाम् अर्थं च ज्ञात्वा सर्वत्र तेऽपि वेदं प्रसारितवन्तः